च छात्रवृत्तिं यदा च छात्राः सम्यक् पठन्ति स्कूल् विद्यालये च छात्रवृत्तिम् इति वृत्तिम् इति अस्ति तत् तत् सर्वं दातव्यमस्ति इतोऽपि यदा छात्राः गृहे धनविषये कष्टम् अस्ति इतोऽपि सा सम्यक् पठन् अस्ति तत्समये सः अधिकम् एतद् च छात्रवृत्तिं प्राप्तुं अवकाशः अस्ति एव महिलाछात्राणां अपि एतत् सर्वं यो यो योजनाः अधिकाः सन्ति एव अहम् अहमेव पू पूर्वं दशवर्षाणि पूर्वम् अहम् अहमेव एकं लघु छात्रवृत्तिं वृत्तिं आरम्भं कृतवती मम गृहस्य समीपे एकः विद्यालयः अस्ति तत्र एव आरम्भं कृतवती तद् इदानीमपि चालनम् अस्ति एव